विवाहादिषु बृहत् कार्यक्रमेषु सामान्यतः जनानां बाहुल्यात् जलस्य व्यवस्थापनं बृहत्परिमाणेन एव कर्तव्यम् तच्च क्लिष्टकरम् तत्परिहारार्थं यत्र तडागादयस्सन्ति अथवा यत्र नदी अस्ति अथवा यत्र कूपी अस्ति तादृश स्थले अथवा तन्निकटे यदि एतादृशः एतादृशकार्यक्रमस्य आयोजनं क्रियते तर्हि जलस्य व्यवस्थापना व्यवस्थापने अथवा बृहत्परिमाणेन व्यवस्थापने क्लेशः न तावद्भवति परन्तु यत्र जलस्य अभावः अस्ति तादृशस्थले तु जलस्य व्यवस्थापने बहु क्लेशः अभूत् तत्र परिहारो नाम बृहद्यानेषु जलानयनं तत्र अथवा बृहत् कार्यक्रमेषु जनानां संख्यायाः न्यूनीकरणं न्यूनीकरणं नो चेत् केचन भवन्ति कदाचित् व्यवस्था विवाहं देवालयादिषु यत्र जलस्य अभावः अस्ति तत्र कृत्वा तस्य उपकार्यक्रमत्वेन पुनः एकदा यत्र जलस्य व्यवस्था व्यवस्थापने अधिकाः क्लेशः नास्ति तादृशस्थले पुनः न्यूनं एकं कार्यक्रमम् उपकार्यक्रमं योजयन्ति यः कदाचित् विवाहः विवाहादि बृहत् कार्यक्रमाः जलस्य अभावे स्थगिताः एव भवन्ति तस्य निवारणार्थम् एतावति समये उक्तानि परिहाराणि परिहारत्वेन चिन्तयितुं शक्नुमः